अहं बेङ्ग्ळूरु गन्तव्यम् इति यानम् अपेक्षितम् इति निर्धारितवान् आसम् तत्र मम आदौ एव अहं धनं दत्तवान् आसम् इदानीं तावत् सः यः चालकः सः मां निराकृतवान् तेन कारणेन अहम् अत्रैव अस्मि मम यद्धनं तत्सर्वं पुनः माम् अपे मां प्रत्यर्पयन्तु यावदहं दत्तवान् आसम् अहं यत्र अस्मि तत्रैव माम् आगत्य यच्छन्तु